अधुना तु आधिक्येन सर्वैः अलोपति उपयोगः एवः क्रियते तत्र कारणं किं नाम शीघ्र रोगनिवारणं भवति इति इदं तु उपरिष्टात् दृश्यते केवलं किन्तु अन्तः किं भवति इत्युक्ते एकस्य रोगस्य निवारणार्थं वयं अन्यस्य नूतनस्य रोगस्य आह्वानं कुर्वत्यः भवामः किन्तु आयुर्वेदे इदं न भवति यतः आधिक्येन सर्वैः इदं ज्ञायते एव शीघ्रं रोगः न निवार्यते यतः आयुर्वेदे तु यः यत् रोगः भवति तस्य समूलं नाशः भवति तस्य पुनः आगमनं इति नास्ति अतः यदस्माभिः आयुर्वेदचिकि चिकित्सा क्रियते तत्र दीर्घकालधारकत्वं तेषु औषधेषु भवति तेन पुनः एकः नूतनरोगः भवति इत्यपि नास्ति गतरोगः पुनः आगच्छति इत्यपि नास्ति अतः देशीयचिकित्सापद्धतौ दीर्घकालस्थायित्वं तु यद्यपि भवति तेन मनुष्यः स्वस्थः एव भवति पुनः सः रोगपीडितः न भवति